सत्यं वित्तकोशात् ऋणस्वीकरणविषये उभयथा मम अनुभवः वर्तते एकं तु भवति उद्योगप्राप्तेः पूर्वं एकं भवति उद्योगप्राप्तेः परम् उद्योगप्राप्तेः पूर्वं तावत् अहं कदाचित् लक्षद्वयनिमित्तं वित्तकोशात् ऋणं प्राप्तुं प्रयत्नं कृतवानासम् ते बहु किमपि मम आरम्भदशायाम् फ़ार्म् सिक्स्टीन् इत्यादि इत्यादि भिन्नभिन्नप्रकारक अवेदनपत्रानां पूरणेन एव वर्षं यावत् व्यतीतं तेन तथापि सन् अहं कदापि वर्षाभ्यन्तरे अपि वा अहम् ऋणं न प्राप्तवान् आसम् तथैव उद्योगप्राप्तेः परं तावतहं यदा गृहार्थं लोन् निमित्तं गतवान् आसम् एकवर्षमपि नाभवत् तावत् तावता मया मम उद्योगप्राप्तिः तथापि फ़िफ़्टिफ़ैव् लेक्स् पर्यान्तं पञ्चपञ्चाशत्लक्षपरिमितं ते झटिति लोन् दत्तवन्तः कथं दत्तवन्तः केनोपायेन दत्तवन्तः किमपि न जाने परं एकमेव पत्रं ते पृष्टवन्तः फ़ार्म् सिक्स्टीन् तद् मम कार्यालयातहं स्वीकृत्य समर्पितवान् तेन झटिति तैः स्वयमेव सर्वविधव्यवस्थां कृत्वा सर्वप्रकारक आवेदनापत्राणां पूर्णमित्यादिकं व्यवस्थां व्यवस्थितां कृत्वा ते झटिति मम मह्यं पञ्चपञ्चाशत्लक्षपरिमितं गृहार्थं लोन् ऋणं तैः दत्तम्